विवाहेषु येन नृत्येन सर्वेषां मनसि आनन्दम् आयाति तत् नृत्यं क्रियते सर्वे जनाः विवाहादिषु नृत्यं कृत्वा आनन्दं कुर्वन्ति यतोहि विवाहादिषु आनन्दकरम् उत्सवम् अस्ति अतः सर्वे मिलित्वा हर्षेण नृत्यं कुर्वन्ति नृत्यं कर्तुं बहूनि उत्तमगीतानि सन्ति विवाहसमये यानि गीतानि प्रचलितानि सन्ति तानि उत्तमगितानि सन्ति तथा च मार्जितवेशभूषा परिधानं कृत्वा मार्जितगीतेषु नृत्यम् उत्तमनृत्यम् इति कथितुं शक्यते दुर्गापुजा कालिपुजा इत्यादि उत्सवेषु यानि गीतानि सर्वत्र सर्वस्मिन् स्थाने प्रचलितं भवन्ति तानि गीतानि अपि विवाहेषु प्रचलन्ति अर्थात् गीतानि उत्तमगीतानि इति कथितुं शक्यते विवाहादिषु परिवारस्य जनाः तथा तेषां सम्बन्धः सर्वेषां जनानाम् आगमनं भवन्ति तत्र सर्वे मिलित्वा आनन्दं कुर्वन्ति एवं परस्परबन्धुत्वभावं वर्धनमपि भवन्ति एवमेव सर्वे विवाहादिषु उत्सवेषु उत्तमगीतेषु नृत्यं कृत्वा सुखानुभवं कुर्वन्ति इति कथितुं शक्यते